वयं सर्वे जानीमः वेदाबगमने षट्वेदाङ्गस्य आवश्यकता वर्तते आधुनिक इतिहासकाराणां कथनम् इदं यत् षण्णामपि वेदाङ्गानां निर्माणं वैदिकयुगस्य उत्तरार्धभागे अभवत् शिक्षा व्याकरणं कल्पः निरुक्तं छन्दः ज्योतिषञ्च इत्येतानि वेदाङ्गानां नामानि तदुक्तं पाणिनीयशिक्षायां छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ज्योतिषाम् अयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् साङ्गम् अधीत्यैव ब्रह्मलोके महीयते इति तत्र अस्ति वेदानां द्वितीयम् अङ्गमस्ति कल्पः ब्राह्मणकाले यागस्य तावन् प्रचारः जातः यत् तेषां यथावत् ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानाम् आवश्यकता अनुभूयते स्म ताम् एव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि वेदविहितानां कर्मणां व्यवस्थापनं क्रमपूर्वकं कल्पशास्त्रे कल्पितम् उक्तञ्च कल्पवेदविहितानां कर्माणाम् आनुपूर्वेण कल्पणाशास्त्रमिति कल्पसूत्राणि द्विविधानि सन्ति यथा श्रौतसूत्राणि स्मार्तसूत्राणि च श्रुत्युक्तानां यागविधीनां प्रकाशकानि हि श्रौतसूत्राणि स्मार्तसूत्राणि अपि द्विधा गृह्यसूत्राणि धर्मसूत्राणि चेति मुख्यतः कल्पसूत्राणि सन्ति चतुर्विधानि श्रौतसूत्रं गृह्यसूत्रं धर्मसूत्रं शुल्बसूत्रं च इति बहूनि कल्पसूत्राणि सन्ति यथा आश्वलायनकल्पसूत्रं साङ्ख्यायनकल्पशूत्रम् अपि च बौधायन श्रौतसूत्रम् आपस्तम्ब कल्पसूत्रम् अनयोः कल्पसूत्रयोः श्रौत गिर्ज धर्म शुल्वादीनि सर्वाणि अपि सन्ति इति अस्माभिः ज्ञायते